पूर्वमहं यदा आरम्भं कृतवती योगाभ्यासस्य तदा एकस्मिन् दिने करोमि अन्यस्मिन् दिने न करोमि एवं भवति स्म परन्तु यदा दृढतया अहं चिन्तितवती करोमि एव इति तदा मम आरोग्ये अन्यदेव परिणामं जातं तद् दृष्ट्वा अहं प्रतिदिनं करणीयमेव इति चिन्तितवती तेन मम आरोग्ये सम्यक्तया जातमपि तत्तु सत्यं तत् परन्तु शान्तिः लभ्यते तेन अभ्याससमये अहं यदा पाठं शृणोमि तदा एकाग्रता आगच्छति तथैव यदा अहं कमपि पाठं पृ पठामि तदा एव अपि एकाग्रता आगच्छति स्म तथापि यदा किञ्चिदपि इतस्ततः भवति स्म मम वार्तालापे तदा कोपः आगच्छति स्म तद् मम कृते इदानीं नागच्छति तथा अहं योगाभ्यासेन मम विकासः जातः एतदेव न शान्तिः तु बहुधा लब् लब्धम्